संस्कृतकविषु कालिदासः इति अस्ति सः कालिदासः महाकविः इति नाम्ना प्रसिद्धः वर्तते कारणं तस्य ग्रन्थेषु दृश्यते यत् तस्य उपमायाः उदाहरणं तस्य उपमायाः उदाहरणम् उदाहरणं मह्यम् अत्यन्तं रोचते इति कारणेन महाकविः कालिदासः बहु उत्तमकविः मम इष्टतमः इति अहं चिन्तयामि